मम प्रथमः दूरभाषायन्त्रं अल्पमौल्येन अल्पभारेण प्राप्तं ततः आधुनिककाले परन्तु काले काले व्यतिताः सन् स्मार्ट् पोन् रूपेण तन्त्रज्ञानं काले काले परिवर्तितम् अत्र मूलं मूलदूरभाषायन्त्रम् इति कथ्यते अल्पमौल्येन प्राप्तम् मूलदूरभाषायन्त्रम् अत्र संख्या संख्या अपि

संख्याम् अत्र अस्पर्शं स्पर्शं स्पर्शं स्पर्शं कृत्वा यथा यन्त्रस्य सहायं तथा यन्त्रस्य प्रयोजनं प्राप्त्वा तदनन्तरे स्मार्ट् पोन् काले तन्त्रज्ञानं स्मार्ट् मोनि युगे आधुनिकयुगे अत्र स्पर्शं कृत्वा चित्रं दृष्ट्वा तथा समयस्य परिज्ञानम् अपि स्मार्ट् पोन् तन्त्रज्ञाने परिवर्तितं तथा अत्यावश्यकं विषयाः अपि स्मार्ट् पोन् काले स्मार्ट् पोन् द्वारा प्राप्तुं शक्यते